तन्त्रज्ञानस्य उपयोगः इदानीम् अधिकः भवति एव अहं पूर्वं सर्वं ज्ञातुम् वयं पुस्तकानि एव प्रमाणानि इति आसीत् परन्तु इदानीम् अन्तर्जालमाध्यमेन वा जालपुटे जालपुटाः सन्ति जालपुटैः माध्यमेन वा वितरणानि सर्वाणि प्राप्तुं शक्नुमः वयं यदि इच्छामः तस्य विवरणानि सर्वाणि लभ्यते एव जडति अथवा लाभः इति अधिकलाभः लाभः लाभाः सन्ति एव सर्वत्र किम् आवश्यकम् इति चिन्तित् माध्यमेन अस् चिन्तित् माध्यमेन तद् प्राप्तुं शक्नुमः सामाजिकमाध्यमेन समानाः अधिकलाभाः सन्ति आरम्भकाले लाभाः एव इति आसन् परस्पर परिचयः इदानीं लघुः ग्रामः इति वदामः किल एषः लोकः लघुः ग्रामः अभवत् इति वदामः तादृशः सम्पर्कः इति यत्र कुत्रापि सम्पर्कं कर्तुं वयं शक्नुमः तादृशः उपयोगः अन्तर्जालमाध्यमेन भविष् भवति एव शक्नुमः एव तादृशम् अस्ति कालक्रमेण तेषां विपरीताः विषयाः अपि सन्ति तान् वयं पश्यामः साक्षात् पश्यामः सामाजिक माध्यमेन विपरीत अथवा भिन्नरीत्या विषयान् प्रच विषयाः प्रचलन्ति एव तद् सदुपयोगं कुर्मः चेत् वरम् तद् उपयोज्य दुष्टम् उपयोगं कुर्मः चेत् तत्र लाभः नास्ति परन्तु एतस्मिन् लोके द्वयमपि भवति एव अतः सर्वं सर्वे उपयो उपयोगं करणीयम् इति अस्ति उत्तमरीत्या उपयोगं करणीयम् इति अस्ति अतः तत्र सध् सदुपयोगः कुर्मः चेत् वरम् नो चेत् तत्र विपरीताः विषयाः सन्ति एव इति मनसि संस्थाप्य वयम् अग्रे गच्छामः